मूल्याङ्कानाम् मुद्राणां तथा पाषाण खण्डानाञ्च शैक्षणिकस्य सङ्ग्रहणस्य शैक्षणिकं मूल्यम् अत्यन्तं वर्तते एतेषां सङ्ग्रहणद्वारा सङ्ग्रहणकौशलस्य अन्येषु अन्येषु प्रदेशेषु गत्वा गवेषण कौशलस्य च वर्धनं भविष्यति अतः विद्यालयस्तरे शिक्षकाः छात्राणां कृते मूल्याङ्कानां मुद्राणां पाषाण खण्डानाञ्च सङ्ग्रहणस्य विषये प्रेरेपणं दद्युः एतेषां सङ्ग्रहणद्वारा छात्राणां गवेषणकुशलता अपि वर्धते एवं च छात्राणां कृते कृतेऽपि अग्रे उपयोगाय भवतीति अहं चिन्तयामि